अस्माकं ग्रामे एककला वर्तते प्रसिद्धकला तत् दोड्डाट इति वदन्ति कन्नडबाषायां कथं तद् कथं भवति नाम अत्र दक्षिणकन्नडायां दक्षिणकन्नडे अस्मिन् भागे यथा कोला इति भवति तथैव यक्षगानं भवति तद्वत् अस्माकं ग्रामे उत्तरकर्नाटक उत्तरकर्नाटकस्य भागे दोड्डाट इति ए एका कला वर्तते तं तत् तं क कलां तत्र प्रदर्शयन्ति स् ये ये जनाः आगताः तत् मनोरञ्जनार्थं ते कुर्वन्ति कथं तत्र किं प्राधान्यं भवति नाम पुरातनकथाः तत्र उल् उल्लेखिताः भवन्ति नाम ईश्वरस्य ब्रह्मणः वे विष्णोः देवानां ये ये देवाः सन्ति तेषां सर्वेषां कथा तत्र दोड्डाटे भवति तत् अस्माकं ग्रामे प्रदा प्रदर्शयन्ति सर्वेभ्यः पुरस्तात् पुरातनस्य कथा कथम् आसीत् इति पुरातनग्रन्थः कथम् आसीत् तत्र किम् उल्लिखितमस्ति इति नाटकरूपेण प्रदर्शयन्ति सर्वेभ्यः जनेभ्यः एतद् अस्माकं ग्रामे प्राधान्यमस्ति कुतः एतद् प्राधान्यं नाम अहं ये अत्र ये नाटकं कुर्वन्ति तेभ्यः धनं तेभ्यः सहायार्थं धनं यच्छन्ति तस्य प् प्रो तेभ्यः प्रोत्साहार्थं अन्नम् अन्नादिकं धान्यं किञ्चिद् यच्छन्ति यच्छन्ति तद् अस्माभिः रक्षणीयं किं कुतः कुतः नाम त्वं रक्षणे तं कलारक्षणेन अस्माकं अन्येभ्यः पुरातनकथाः ज्ञायन्ते इत्यतः त् तत्र प्रामाणिकतया ते कथं भवन्ति इत्यादिकं तत्र सर्वं ज्ञायते